सर्वप्रधानं धन्यवादः ददामि अहं चेन् चनैतः चेन्नैतः आगच्छन् व्यक्तिः अस्ति तदा मम तिरुवनन्तपुरमस्य विषये वा केरळस्य स्थानानां विषये स्पष्टः विचारः नासीद् सः अतीव निष्ठः आसीद् तथा च केरळस्य महत्त्वपूर्णस्थानानां विषये सुसुचितः आसीद् यद् प्रत्येकस्मिन् मण्डले किं द्रष्टव्यम् इति तथा च एतानि सर्वाणि वस्तूनि स्पष्टतया आसन् व्याख्यातवान् मम परिचारः च आसीद् वा प्रसन्नः अस्मिन् यद् अन्य कोऽपि चल चालकः न आहूतवान् गुड् गेरन्स् फ़ोरस् इति अहं पुनः केरळं गच्छामि तर्हि अहं भवन्तु पुनः आहूतवान् इति मम परिचारं च धन्यवादः ददामि